मम क्षेत्रस्य समीपे प्रसिद्धाः महाविद्यालयः तु बहु सन्ति युनिवेर्सिटी विश्वविद्यालयः अपि सन्ति तत्र एकं मम प्रदेशतः पश्चिमबङ्गः कलिकत्ताय कलिकतां कलिकता यूनिवेर्सिटी अस्ति विश्वविद्यालयः अस्ति यादव्पूर् विश्वविद्यालयः अपि अस्ति रविन्द्रभारति विश्वविद्यालयः अपि अस्ति तत्र एकं विश्वभारति रवीन्द्रनाथ् टेगोर् न तत्र निर्मितं विश्वभारति अस्ति एतत् मम क्षेत्रे विशेषतः मम ग्रामे अपि बहु बहुतनोक्तं वदामि अहं द्वयमपि कालेज् अस्ति महाविद्यालयः अस्ति किं महाविद्यालय नाम तत्र एकं बशीर्हाट् महाविद्यालयः अस्ति एकं शैदुल्लः महविद्यालयः अस्ति इति तद्विहाय भारतसर्कारस्य पश्चिम वङ्गसर्कारः विशेषतः पश्चिमवङ्गसर्कारस्य एकं सर्वकारीय महाविद्यालयः अपि अस्ति बाराशात् महाविद्या सर्वकारीय महाविद्यालयः एतद्विहाय एकं सर्वकारीय महाविद्यालयः अस्ति तत्र टाकी सर्वकारीय विश्वविद्या महाविद्यालयः अपि अस्ति ते एतेषां विद्यालयानां मध्ये तत्र मम भ्राता तत्र पठ् पठति संस्कृते एव पठति तत्र बी ए तत् शास्त्री तृतिय कक्षा एव पठति सः